अहम् आन्तरिकक्रीडासु चेस् क्रीडार्थम् इच्छामि तत्र विशिष्टतया मन्दं मन्दं क्रीडयतुं शक्यते अपि च यथा मतिः यथा इच्छा क्रीडितुं शक्यते कथं चालनीयं कथं तत्र क्रीडा तथा कथं क्रीडा क्रीडनीया अपि च यदि त्वरया क्रियते क्रीडा क्रीड्यते तर्हि तत्र क्लेशः भवति अतः मन्दं मन्दं यथा रुचिः यथानन्दनं क्रीडितुं शक्यते अपि च बहु विश्रम्य विश्रम्य क्रीडितुं शक्यते अनेन च बुद्धिः वर्धते इति मम आशयः यतो हि अहम् इदं बहु इच्छामि अपि च एतेन समं क्रीडितुम् इच्छामि केरं सर्वैः सह मिलित्वा अनन्दम् अनुभूय क्रीडितुं शक्यते एकैकस्यापि क्रीडनेन बहु आनन्दः जायते अपि च तत्र यथेच्छं पान् स्वीकरणम् इत्यादिकं बहु आनन्दम् यच्छति अपि च मित्रैः सह उपविश्य क्रीडनेन महान् आनन्दः जायते एवं एवं कः चेस् पुनः केरं क्रीडनेन आनन्दः अनुभूयते अपि च ग्रा गृहीयक्रीडाः ग्रामीणक्रीडाः अन्तः उपविश्य आन्तरिकक्रीडाः बहू बह्व्यः क्रीडाः इच्छा इच्छा क्रीडाः इच्छामि एवं तत्र अधिकतया चेस् पुनः केरम् इच्छामि अपि च गृहीयक्रीडाः इच्छामि